अहं शेरोवालीतः एकं मसालाढोसा इति आर्डर् कृतवती आसम् एकघण्टापूर्वं किन्तु इदानीं पर्यन्तं तत् न प्राप्तं मया अतः अहं द्रष्टुमिच्छामि इतोपि कियत् समयम् अपेक्षते तदर्थमहं स्विगी इति एकम् एप् अस्ति तत्र तत् उद्घाटयामि तत्र आर्डर् मेन्यु इति भवति तत्र नुदामि चेत् तत्र करण्ट् आर्डर् इति प्रदर्शयति तत्र नुदामि चेत् तत्र अवगम्यते यत् इतोपि पञ्चदशनिमेषम् अपेक्षते मम आर्डर् अत्र प्राप्तुम्